जीवने क्रीडायाः महत्त्वं महत्त्वम् अस्ति ताः अस्मान् फ़िट् कुर्वन्ति सामूहिककार्यं शिक्षयन्ति अनुशासनं च शिक्षयन्ति भारते क्रीडायाः प्रवर्धनार्थं विद्यालयेषु समुदायेषु च क्रीडासुविधानां विकासः प्रतिभाशालिनां क्रीडकानां कृते उत्तमाः प्रशिक्षककार्यक्रमाः क्रीडाकार्यक्रमेभ्यः अधिकं वित्तपोषणं समर्थनं च आवश्यकम् अस्ति एतद् अतिरिक्तं मीडिया द्वारा क्रीडायाः उत्तमं कवरेज् क्रीडायाः उत्तमांशाः वर्धनार्थम् अभियानानि अपि सहायं कर्तुं शक्नुवन्ति जीवने क्रीडायाः अतीवमहत्त्वं सन्ति ताः अस्माकं फ़िट्नेस् सामूहिककार्यं धैर्यं च इत्यादीनि वस्तूनि शिक्षयन्ति भारते क्रीडायाः प्रवर्धनार्थं क्रीडासुविधानां विस्तराय क्रीडाप्रशिक्षणकार्यक्रमेषु सुधारं कर्तुं यूनां मध्ये क्रीडायाः विषये जागरूकतां वर्धयितुं च उपायाः करणीयाः विद्यालयेषु क्रीडाक्रियायाः अनिवार्यताकरणं करणं क्रीडाछात्रवर्ती प्रधानं क्रीडकार्यक्रमेषु अधिकप्रोत्साहनं च प्रदातुं महत्त्वं भवितुम् अर्हति क्रीडायाः प्रति जनानां जानामि रुचेः समर्थनं च वर्धयितुं मीडिया प्रसिद्धानां समर्थनम् अपि आवश्यकम् अस्ति